भारते मम इष्टतमं राज्यम् उत्तराखण्डः अस्ति तत्र गङ्गोत्री यमुनोत्री बद्रीनाथः केदारनाथः मह्यं बहु रोचते तत्र गत्वा बहु शान्तिम् अनुभूयते हिमालयस्य विशालता विशालाः पवित्राः नद्यः एवं तत्रत्य प्रपाताः गर्ताः वृक्षाः एतत् दृष्ट्वा अहं बहु आनन्दं शान्तिम् अनुभूतवती तत्रत्य जनानां जीवनं बहु कठिनं वर्तते परन्तु तत्रत्य ये जनः अस्माकं साहाय्यं करोति कुर्वन्ति इत्युक्ते जनानामित् जनाः इत्युक्ते अश्वचालकाः शिबिकाचालकाः बहु सम्यक् कार्यं कुर्वन्ति तत्र केदारनाथः गङ्गोत्री इति गङ्गोत्री इत्युक्ते गोमुखं गन्तुम् इच्छामि केदारनाथं यदा वयं गच्छामः तत्र केदारनाथस्य प्रति मूर्ति एवं तस्य विशालता एवं शङ्कराचार्यस्य समाधिः अस्ति तत्र बहु आनन्दं शान्तिम् एवम् अस्माकं मनसि किमपि आध्यात्मिकशक्तिं वयम् अनुभूय अनुभवामः